आम् अहं जीवने एकं प्रधानं निर्णयं स्वीकृतवानासं नाम अहं तु हिन्दूसम्प्रदायस्थः तत्र द्वैताद्वैतविशिष्टाद्वैत रूपं मतत्रयमस्ति तत्र मम अभिप्रायः कस्मिन् मते भवेतिति मम निर्णयस्वीकार अवधिः आपतितम् आसीत् तदानीम् अहं द्वैतसिद्धान्ते निर्णयं स्वीकृतवान् अस्मिन्नेव मते अहं अहं तत्र भवितव्यं नाम तत्र मम विप्रतिपत्तिर्नासीत् यस्य कस्यापि प्रश्नस्य समीचीनतया दार्ढ्येन सप्रमाणेन अबाधितम् उत्तरं तत्र व्यक्तं तद्दृष्ट्वा मम मनः तत्र प्रविष्टं तदानीम् अहं मम हृदयस्य वचनमेव श्रुतवान् अपि च तस्मिन् गुरुचरणाः तद्विषये मार्गदर्शनं कृतवन्तः तस्मादहं माध्वमते अस्मि